मम मनसि गीतानि श्रोतुं बहु रुचिः अस्ति एव बहु रुचिः अहं प्रायः मधुरसङ्गीतं श्रोतुम् अतीव इच्छामि मम प्रियः गायकः श्रीमान् स्वर्गीयः श्रीमान् एस्पि बालसुब्रमह्मण्यं महोदयः स्थानीयः सङ्गीतः भारतदेशस्य अति विलक्षणः विभिन्नः उत्तमः सङ्गीतः एव एतत् सङ्गीतं तत्र तत्र स्थाने स्थित्वा तत्र तत्र जनाः मनसि तत्र जन तत्र तत्र जनानां मनसि बहु आह्लादम् आनन्दं च उद्बोधयन्ति इति सर्वेषाम् अनुभवमेव स्थानीयः सङ्गीतः भारतदेशस्य जनमेलनार्थं जनसंवादार्थम् अतीवरीत्या उपयुज्यन्ते इति सर्वेषाम् अनुभवमेव